चतुर्नवत्यधिकनवशताधिक एक सहस्रतमस्य मार्च् मासस्य द्वितीयदिनाङ्कः एकविंशत्यधिकद्विसहस्राधिक वर्षस्य एप्रिल् मासस्य प्रथमदिनाङ्कः द्विसहस्राधिक प्रथमवर्षस्य अष् अगस्ट् मासस्य त्रयोदशदिनाङ्कः त्रयोविंशत्यधिकसप्तशताधिक एकसहस्रतमस्य जनवरी मासस्य पञ्चदशदिनाङ्कः पञ्चाशत्यधिक पञ्चशताधिकसहस्रतमवर्षस्य मार्च् मासस्य षोडशदिनाङ्कः